नमस्ते इति करद्वयं योजयित्वा नमस्कारं दर्शयन्ति आङ्गिकद्वारा पुनः भित्तिं दर्शयित्वा एषा भित्तिः इति वदन्ति पुस्तकं दर्शयित्वा इदं पुस्तकं वयं सर्वे पुस्तकं पठामः भवत्याः नाम किम् इत्यादि आङ्गिक अभिनयद्वारा प्रश्नाः पृच्छ्यन्ते पुनः भवत्याः कः ग्रामः भवती कुतः आगता असि इत्यादिकम् आङ्गिक अभिनयद्वारा पृष्ट्वा संस्कृतसम्भाषणं पाठयामः